अभिवृद्धिः इति नामस्ना समाजे बहूनि परिवर्तनानि समा आगतानि इति दृश्यन्ते एव यथा अस्माकं शैक्षिकक्षेत्रे यदि वयं पश्यामः अभिवृद्धिः इति नाम्ना बहुप्रकारकशिक्षणप्रक्रिया अथवा शि शिक्षाव्यवस्था च परिवर्तना सञ्जाता यां शिक्षाव्यवस्थां सम्प्रति युगे आधुनिकयुगे वयं पश्यामः तया शिक्षाव्यवस्थया सञ्जाताः अथवा उत्तीर्णाः छात्राः मूल्ययुताः न भवन्तीति अथवा मूल्यह्रासः जायमानः वर्तते शिक्षाव्यवस्थायामित्यपि अस्माभिः द्रष्टुं शक्यते तेन कारणेन समाजस्य उत्तमसमाजस्य कुत्रचित् अस्माभिः निर्माणं कर्तुं कदाचितस्माकम् असमर्थता दरीदृश्यते एव एवं रूपेण समाजस्य भिन्नभिन्नक्षेत्रेषु भिन्नभिन्नप्रकारेण अभिवृद्धिः नाम्ना बहुप्रकारक ह्रासः दृश्यते इति मम आशयः एवं च सम्प्रतिकभवसंरचना इत्यादि अभिवृद्धौ तावत् यदि वृक्षाणां कर्तनं एवं च प्रकृतेः संरक्षणपुरस्सरं यदि अस्माभिः भवनादि निर्माणं क्रियते एवं च तेषु तेषु गृहेषु अस्माभिः वासः क्रि यदि क्रियते कर्तुं शक्नुमः तर्हि कदाचित् प्रकृतेः संरक्षणं भवति इति मे मतिः